दूरदर्शने तथा अन्तर्जालीयपुटेषु च बालकानाम् उत्तमविकासाः अधिका निःशुल्काः शैक्षिकसामग्र्यः उपलब्धाः भवेयुः इति अहम् चिन्तयामि किमर्थम् इत्युक्ते तत्र मूक्स् स्वयम् इत्यादयः केन्द्र सर्वकारस्य निःशुल्काः पाठ्यक्रमाः सन्ति पाठ्यसामग्र्यः अपि तत्र उपलभ्यन्ते एवं जी पी जी पाठशाला इति एकं केन्द्रसर्वकारस्येव निःशुल्क जालस्थानम् अस्ति तत्र सर्वेषाम् अपि विषयानाम् पाठ्यसामग्र्यः एवञ्च विडियोस् इत्यादिकं सर्वं समुपलभ्यते अहम् अपि ई पी जी पाठशालां प्रति प्रवि प्रविश्य तत्र विद्यमानाः पाठ्यसामग्र्यः उपयुक्तवान् विडियोस् अपि दृष्टवान् एवम् इतोऽपि बहवः एतादृशजालस्थानानि बहूनि सन्ति एतानि सर्वाणि अपि छात्राणाम् कृते अध्ययनाय बहुसौकर्यम् जनयन्ति एवं शैक्षिकवाहिन्यः अपि सन्ति याः निःशुल्करूपेण छात्राणां कृते पाठ्यसामग्रीणां वितरणं कुर्वन्ति आन्लैन् द्वारा निःशुल्करूपेण प्रविश्य पाठ्यसामग्रीणाम् अवारोपणं कृत्वा अध्ययनादिकं कर्तुं शक्यते एवञ्च विडियोस् अपि दृष्ट्वा स्वयमेव ज्ञातुं शक्यते एतादृशी एतादृशजालपुटानि शैक्षिकवाहिन्यश्च बहुमहत्वं पात्रं वहन्ति इति अहं सामोदं वक्तुम् इच्छामि